अहं कञ्चिकामकोटि पीठे प्रसुरिता पुस्तकानि अस्ति परमाचार्यबोधः गुरुबोधः इत्युक्त नाम दशाविं द दश पञ्च पञ्चादश पुस्तकसमूहः अस्ति कञ्चिकामकोटिपीठस्य प्रसुरितः पुस्तकः अहं बहु रोचते अहं पुनः पुनः पठितवान् इदानीमपि पठितवान् पठितं पठिष्यामः पठिष्यामि तद्विषये बहू सरलरतरेन सनातनधर्मस्य विषये अनुष्टानविषये धर्मविषये बहूनि सरलतरं परमाचार्याः बोधितवन्तः अहं तत् बहुकालं पठितवान् आङ्ग्लमध्ये अपि किञ्चित् किञ्चित् पुस्तकानि सन्ति परन्तु गत दशवर्ष पर्यन्तं तः अहम् आङ्ग्लपुस्तकं कि किञ्चित् किञ्चित् न्यूनं पठितुं न्यूनं न्यूनं कृतवन्तः पट् न पठितवान् न पठितवन्तः शङ्कराचार्यस्य पुस्तकालयः पुस्तकं अहमधिकं पठितवान्